ग्राम्यसमुदायात् बहिः यात्रा सन्दर्भे भाषाविषये एवम् आहारविषये क्वचित् जनानां विषये च समस्याम् अनुभूतवान् कदाचित् मम मातृभाषां विहाय संस्कृतं जानामि अन्यत् हिन्दीं जानामि चेत् तां भाषां विहाय अन्यभाषा प्रयानिकाः भवन्ति अथवा अन्य राज्यं अहं गतवान् तस्मिन् सन्दर्भे कदाचित् समस्याम् अनुभूतवान् आहारादि विषये च कदाचित् तत्र यानेषु तथा सर्वेषां भवत्येव किन्तु मम तु ता एतादृशं आहारं प्राप्तं आहाराः प्राप्तव्याः एतादृशः इति चेत् तादृश कदाचित् न लभ्यते कदाचित् लभ्यते तादृश रूपेण अहं समस्याम् अनुभूतवान् बहु बृहत् समस्या इति न प्रतिभाति किन्तु समस्या समस्या एव इत्यतः वदामि